सर्वेषां जीवने अपि किञ्चित् मौल्ययुतं भवत्येव तथा मम जीवने मौल्ययुतं नाम आदौ मम पितरः अनन्तरं राष्ट्रमिति वक्तुं शक्नोमि यतः अस्मान् आदौ जगति आनयन्ति पितरः तदुत्तरम् अस्मान् पोषयन्ति च यदा अस्माभिः साधना काचित् क्रियते तदानीं राष्ट्रमेव अस्माकं कृते साहाय्यं करोति इति कृत्वा राष्ट्र्मपि मौल्ययुतं भवति एवं सम्बधिनः अपि मौल्ययुताः एव ते प्रीतिं यच्छन्ति अपि च कष्टकालेषु साहाय्यं कुर्वन्ति एवं अस्माकं गुरवः अपि अस्माकं मौल् मौल्ययुताः एव भवन्ति